भारते तथा मुख्यानि पर्वणि तु वयं सर्वे जानीमः तत्र सङ्क्रान्तिपर्वः आरम्भं कुर्मः चेत् होलिकापर्वः अनन्तरं तत्र दशरापर्वः दीपावलीपर्वः एतत्तु प्रमुखः प्रमुखपर्वाणि सन्ति तत्र किन्तु महाराष्ट्रे एकः अन्यः एकः पर्वः अस्ति तत्र गणेशपूजा गणेशजयन्ती इति वदामः वदामः तर्हि एतत् दशदिनात्मकः उत्सवपर्वः अस्ति समग्रमहाराष्ट्रे एतत् आचर्यन्ते सर्वजनिकरूपेण वैयक्तिकरूपेण च तत्र दशदिनात्मकः अस्य अनन्तरं तस्य मृत् म मृत्तिकायाः मूर्ति भवति तत् तस्य विसर्जनमपि भवति एतानि तु प्रमुखपर्वाणि अत्र ब भवति एव तस्य भिन्नभिन्नस्थाने भिन्नभिन्न तत् तस्य महत्त्वं भवति किन्तु महाराष्ट्रस्य विषवे यदि वयं वदमः तर्हि यत्र महाराष्ट्रस्य स गौरवस्थानं शिवाजीमहाराज अस्ति तस्य जयन्ती पर्वरूपेण अत्र समग्रमहाराष्ट्रप्रदेशे आचर्यन्ते तर्हि तस्मिन् समये तत्र शिवाजीमहाराजेन यानि दुर्गनिर्मितिः अभवत् भिन्नभिन्नस्थानेषु बहूनि दुर्गानि तेन निर्मितनि तत्र प्रमुखदुर्गेषु रायगड् प्रताप्गड् कुम्भल्गड् भिन्नभिन्नदुर्गानि सन्ति तर्हि तस्य प्रतिकृतिः एते बालकाः वा तरुणः वा अत्र निर्माणं कुर्वन्ति मृत्तिका द्वारा तर्हि तस्य एका स्पर्धा भवति अत्र तस्मिन् शिवाजिमहाराजस्य यत् जयन्तिपर्व अस्ति तर्हि जयन्तिपर्वसमये एषा स्पर्धा भवति अत्र यः किमपि उत्तमदुर्गनिर्मितिं करोति तस्य कृते पारितोषिकं भवति तर्हि तादृश दूर्गनिर्मितिः एते बालकः सर्वे मिलित्वा तेषां बालकानाम् एकः गणः भवति तत् गणद्वारा तत् दुर्गस्य निर्मितिः भवति तत्र समग्रं तत्र कौशल्यं ते योजयन्ति कथं तद्दुर्गम् आसीत् पूर्वं अनन्तरं तस्य प्रतिकृतिः साक्षात् प्रतिकृतिः ते बालकान् निर्माणं कुर्वन्ति तत्र भिन्नभिन्नं तत्र यत् सैनिकः भवति तत्र आयुधानि भवन्ति तत्र एतदृशं यत् उत्तमकल्पतया यः निर्माणं कुर्वन्ति तस्य कृते प्रथमं पारितोषिकम् इत्यादि दीयते दि भिन्नभिन्न पारितोषिकं पारितोषिकानि अपि दीयते तदेकं वैशिष्ट्यम् अत्र प्रदेशस्य तत् तस्मात् अन्यः एकः पशि वैशिष्ट्यम् अस्ति गोकुलाष्टमी इत्युक्ते भगवान् कृष्णस्य जन्मदिनं तत्पर्वमपि सर्वत्र भारते आचर्यन्ते किन्तु महाराष्ट्रे तद्वैष्ट्यम् इत्युक्ते तत्र दहीहण्डी इति भवति तर्हि तद्दहीहण्डी मध्ये एकं भिन्नं तत्र तत्र लेयर्स् इति त स्तरधर्वा द्वारा तत्र विंशति फु़ट् यावत् या त्रिंशति फु़ट् यावत् तत्र मानवीयस्तरनिर्माणं भवति तर्हि तस्य उपरि तत् दही इत्युक्ते तस्य एका घटः घटमध्ये दधि भवति तस्य तावत् घटपर्यन्तं यः गच्छति सः अनन्तरं तत् घटः तस्य भञ्जनं भवति तर्हि तत् दहिहण्ड् इति वदन्ति तत्पर्वम् अत्रस्थ वैशिष्ट्यं तस्य कृते एकः बहु विशालागणः सन्ति भिन्नभिन्नः तत् टीम् इति वयं वदामः तद्भिन्नं टीं द्वारा समग्रे प्रदेशे म प्रतिस्थानेषु एतस्य आयोजनं भवति